संस्कृतस्य अत्यन्तं प्राचीनः इतिहासः वर्तते संस्कृतं ये संस्कृतभाषा तावद् आप्राचीनकालादेव अस्ति कृतयुगादारभ्यैव इदानीं पर्यन्तम् अजातशत्रुस्सन् विवर्ति संस्कृतभाषा देवभाषा वर्तते देवादा देवाः तस्यामेव भाषायां भाषन्ते इति श्रूयते कदाचित् किं वा मध्ये पूर्वं तु अत्यन्तं प्रसिद्धा इयं भाषा सर्वत्र राजते स्म मध्यमकाले यदा मुसल्मानजनाः आगतवन्तः ब्रिटिष् जनाः आगतवन्तः तेषां काले किञ्चिदधः गतं संस्कृतं किन्तु अजातशत्रुः इदानीम् अस्मिन् काले अस्मिन् काले पुनः स्वकीयं तदेव सा सा तदेव प्रतिष्ठां तामेव प्रतिष्ठां लब् लभन् लभ्यमानास्सन् इदानीम् अत्यन्तम् उत्कृष्टाभाषा इति सर्वत्र विराजते सैव भाषा एका वर्तते या प्रथमभाषा इति वक्तुं गर्वपूर्णा वक्तुम् शक्यते अस्माभिः अस्माकं अस्माकमिदानीं बहवः भाषास्सन्ति कन्नडा तमिळ् तेलुगु मलयाळम् मराठी हिन्दी इत्यादयः बहवः भाषास्सन्ति तासु भाषासु वर्तमानास्वपि सत्सु संस्कृतम् एव मातृभाषा वर्तते सर्वासु सर्वेश् सर्वानां भाषाणां सर्वेषामपि भाषाणाम् संस्कृतमेव मातृभाषा वर्तते इत्यतः संस्कृतमेव आद्या भाषा वर्तते तस्याः प्राचीनः इतिहासः आबहवो कालात् वर्तते